सामाजिकं सांस्कृतिकञ्च कार्यक्रमः मम प्रदेशे वर्तते बोनालपण्डग अथवा विजयदशमी तर्हि बोनालपण्डगा इत्युक्ते आषाढमासे तद् भविष्यति सर्वेऽपि तत्र तेलङ्गाणीयप्रान्तीयाः ये भवन्ति तद् तद् संस्कृतिः अस्ति तेषां तेलङ्गाणाप्रान्तस्य प्रान्तसंस्कृतिः वर्तते तत्र सामाजिकरूपेण सर्वेऽपि तत्र गवरन्मेण्ट् द्वारापि हालिडे यच्छन्ति तेन सर्वेऽपि तस्य पालनम् अनुपालनं कुर्वन्ति तत्र आदौ सिकन्द्राबादनगरे महाकाली इत्यस्य बोनं भवति तदनु ग्रामेषु ग्रामेषु कोणेषु कोणेषु सर्वत्रापि तस्य पालनम् अनुपालनं कुर्वन्ति ग्रामदेवता या भवति तस्याः कृते कालिकायाः कृते एतत् सर्वमपि बोनमिति वयं वदामः तत् सर्वं वयं मातुः कृते समर्पयामः एतद् भवति प्रसिद्धम् एकं तदनु वयं जानीमः दशरपण्डग इति नाम नवरात्रीणां तत्र पालनं अनुपालनं कुर्वन्ति तत्र अन्तिमदिने दशमीदिने नाम विजयदशमीदिने तत्र बतिकम्माहपण्डग इति भवति नाम तत्र सद्दुलबतिकाम्मा एवं तत्र मुख्यबतकम्मा मुख्य बतिकम्मा इति प्रकारकद्वयं वर्तते नाम प्रथमं नाम नवद नवदिनानि यद् भवति प्रथमदिने तत्र सद्दुलबतकम्मा इति वयं वदामः अन्तिमदिने तस्य पालनं वयं कुर्मः तस्मिन् दिने जनाः नाम शमिवृक्षस्य वितरणं कुर्वन्ति तेन स्नेहं वात्सल्यं सर्वमपि वर्धते इति तत्रत्य जनानाम् आशयः भवति